हरिः ओम् आं फ़ोटोस् फ़ोटो सेट् आपणमस्ति वा आं मम कृते किञ्चित् फ़ोटो सेट् आवश्यकम् शतं पत्राणि मम हस्ते अस्ति तद् शतम् इन्टु पञ्चकृत्य पञ्चशतं मम कृते कृते आवश्यकम्

कति रूप्यकम् अस्ति शतं शतम् आम् तत्र आम् अस्तु केवलं फ़ोटो सेट् एव नास्ति आम् त्रिशतं पत्राणि बैण्ड् कर्तुं कति रूप्यकाणि आवश्यकम् पञ्चशतं रूप्यकम् अहं भवत्याः दूरवाणीसङ्ख्यायां प्रेषयति वा किं फ़ोटो सेट् कर्तुं किं पत्राणि आवश्यकानि एवं वा आम् अस्तु अहम् इदानीम् आह्स्तु मम दूरवाणीसङ्ख्या वा आम् अहं भवत्याः दूरवाणीसङ्ख्या मम हस्ते अस्ति अहं प्रेषयामि आम् अहं प्रेषयामि समाप्तं वा पृथक् हरिः ओम् आम् आम् आं वदतु इतोपि किमपि न आवश्यकं तदेव केवलं पञ्चशतं पत्राणि आवश्यकानि त्रिशतं बैण्ड् करोतु